अस्मिन् प्रदेशे शिक्षणार्थं प्रधानव्यवस्था द्वयम् एकं सर्वकारीयम् अपरं प्रैवेट् तत्र सर्वकालीयविद्यालयेषु शुल्कः न्यूनाः एव भवन्ति तत्र प्रैवेट् विद्यालयासु मुख्यतया येषां धनाधिक्यं वर्तते तेषाम् अवकाशः दीयते अपि च तत्र स्कालर्शिप् कोटा रिसर्वेशन् इति वर्तते तत्र अवकाशो लभ्यते तत्र बहुजनैः अधीयमानाः विषयाः इञ्जिनियर् तथा कम्प्यूटर् इति तत्र इदानीं विद्यमानविद्यामार्गेषु इञ्जिनियर् कम्प्यूटर् इति द्वयम् जाब् प्राप्तुं सुलभोपायः इति जनाः तं विषयं स्वीकुर्वन्ति